वयं स्वजनैः सह क्रिकेट् क्रीडा पुनः वालिबाल् इति कश्चन क्रीडा पुनः बास्केट् बाल् इत्यादिक क्रीडा च स्वजनैः सह क्रीडयामः तद्विषये जनाः एवं वदन्ति वृथा कालहरणं न करणीयम् इति तथापि तेषां क्रीडने मनःसन्तोषं मनःसन्तोषस्य कारणं भवति जन जनाः एवं वदन्त्यपि वयं क्रीडयन्ति क्रीडयामः